नमस्ते भगिनि सम्यक् अस्ति वा अहं प् अम्बं प्लम्बर् अस्मि म भगिनि भवती एव फोन् दूरवाणीं कृतवती खलु नलिकां नलिकां नलिकाकार्यं कृतवती वा कदा भवत्याः गृहं कुत्र अस्ति भगिनि अहं तु प्रतिदिनं दश अधिक गृहं गच्छामि भवत्याः गृहं कुत्र तिरुवन्मेदूर् ओ अस्तु अस्तु अस्तु अस्तु अहं श्वः एव म् आ ह्यः आगतवती आमाम् अहं तु सम्यगेव कृतवती बगिनी क्लेशः कथमागच्छति न भवती एव किमपि कृतवती तत्र हा अहं त तत्र ह्यः यदा अस्मि तदा तु बह् बहु सम्यक् कार्यं कृत कर्तुमासीत् नलिका एतत् किम् अभवत् भवती एव किमपि क क कृतवती अहम् अहं भवत्याः गृहमागच्छामि परन्तु मूल्यम् अधिकं भवति ह्यः अपि अहम् आगच्छामि अद् मूल्यं न ददाति चेत् अहं न आगच्छामि अहम् एकः इतोपि जनं प्रेषयामि अहं न आगच्छामि मूल्यं ददाति चेत् एव अहमागच्छामि एवं वा एवं वा एवं वा अस्तु भगिनि भवत्याः कृते भवती मम पुरातन कस्टमरे अस्ति खलु तदेव कारणम् अहमागच्छामि आगत्य द्रक्ष्यामि किम् किमभवत् किं क्लेशमिति दृश्यम् अहं सम्यक् कार्यं करोमि अस्तु भगिनि अहमागच्छामि शीघ्रमेव आगच्छामि इतः परं पुनः पुनः ना पा प्रेषयतु भगिनी अहं पुनः पुनः ना आगच्छामि भवत्याः गृहं अस्तु भगिनि अहं सम्यक् कार्यं करोमि धन्यवादः भगिनि